स्वच्छभारत अभियानम् इति एकम् अभियानं तु वास्तविकतया अस्माकं भारतस्य तु बहु मुख्यम् इति मम चिन्तनम् यतः यत्र कुत्रापि गच्छामः तत्र स्वच्छतायाः विषये एव बहु शोचनीयः इति एका स्थितिः अत्र भारतदेशे अस्ति अतः स्वच्छभारतं भारतस्य अभियानम् इति यदि पश्यामः तत्तु इदानीं जनानां मनसि मन्दं मन्दं मन्दं मन्दं तद्विषये आगच्छत् अस्ति यतः इदानीम् अहं कुत्रचित् पश्यामि जनाः अवकरिकाद्वयम् उपयुज्य ते विभज्य दातुम् आरब्धवन्तः एकं तु नश्यमान अवकरः अवकराः इति अन्यदेकं तु अनश्यमान अवकराः इति इदानीं ते एव किञ्चित् पृथक् पृथक् दातुम् आरब्धवन्तः किन्तु तत्तु प्राबल्येन इदानीं तद् न दृश्यते तथापि किञ्चित् जनानां मनसि एवं कृत्वा दातव्यम् इत्यपि चिन्तनम् आगतमस्ति एवमेव प्लास्टिक् बेग्ज़् इत्यादिकं तस्य उपयोगः अपि किञ्चित् न्यूनः जायमानः अस्ति प्रायशः अशीतिप्रतिशतं न्यूनम् इति वक्तुं शक्नुमः यत्र कुत्रचित् एवं दृश्यते तस्य तत्र क्षेपणमपि इ इतस्ततः दृश्यते तथापि पूर्ववत् अपेक्षया इदानीम् एवं नास्ति इदानीं तु सम्यक् अग्रे वयं गम्यमानाः स्मः अहं तु प्रायशः स्वच्छभारत अभियानमिति यद् समीपकाले माननीय प्रधानमन्त्री महोदयः नरेन्द्रमोदि महोदयेन एकं दिनम् उक्त्वा तस्मिन् दिने घण्टाद्वयं यावत् वयं स्वच्छं कुर्मः अस्माकं परिसरं स्वच्छं कुर्मः इति तत्र एकम् उक्तमासीत् तदनुगुणम् अहं मम गृहस्य पार्श्वे विद्यमान द्वित्रि वीथीः गत्वा मया यावत् शक्यते तावत् अहं तत्र विद्यमानान् अवकरान् स्वीकृत्य उचितस्थाने अहं तत्र प्रापितवान्